इदानीं के पाकविद्यालयाः सन्ति इति संस्थाः सन्ति तिती इदानीं अहं न जानामि किन्तु अहं अहं बालिका व्यवस्था मध्ये अस्ति कदा सन्ति तदा मम माता एकसंस्थां संस्थायां संस्थायां रसं फलरसं कथं करणीयम् इति ज्ञातुं तत्र गच्छति तत् अहं तत् अहं जानामि किन्तु इदानीन्तनकाले अपि बहवः विद्यालयाः सन्तीति अहं चिन्तयामि किन्तु तेषां नाम अहं न जानामि नामानि किन्तु यूट्यूब् मध्ये अपि बहवः बहवः संस्थाः सन्ति ते ते पाठयन्ति पाकं पाकशास्त्रम् तेभ्यः तेभ्यः प्रशिक्षणं दीयते इति महिला महिलेभ्यः बालेभ्यः सर्वे अपि तत्र प्रशिक्षणं प्राप्तुं शक्यते पाकसंस्थासु विद्यालयेषु अपि कदापि विद्यालयेषु केवलं केवलं युवकः युवकाः एवा एव शिक्षणं दातुं शक्यते किन्तु संस्थायाः तेभ्यः अपि प्रशिक्षणं दातुं शक्नुं शक्नुवन्ति